नमस्ते महोदय अहं पूर्वं स्विग्गि मध्ये आडर् कृतवान् आसं तस्मिन् समये अहं द्विशतरूप्यकाणां कूपन् प्राप्तवान् इदानीं नूतनतया आर्डर् कर्तुम् इच्छामि किन्तु तत्र कूपन् संयोजयितुम् अहं न शक्नोमि तत् कूपन् कथं संयोजयितुं शक्नुमः